अयि भोः गतपर्याये अपि अहं भोजनम् आनेतुं यद् स्वतः आपूर्तिः भवतु इति धनव्यवस्थां कृतवान् आसम् तद् इदानीं परिवर्तयामि प्रायः पुत्राः दूरवाण्याः उपयोगङ्कृत्वा किमपि किमपि कुर्वन्ति अतः इदानीम् एतत् आटो पे यद् अस्ति स्वतः आपूर्तिः धनस्य भवति एतस्य सेट्टिङ्ग् अहं किञ्चित् परिवर्तयितुमिच्छामि इदानीम् अत्र अस्माकं यूको बेङ्क् इत्यस्य वेब्सैट् इत्यत्र गत्वा अहं सेट्टिङ्ग् मध्ये गच्छामि तत्र आटो पे सेट्टिङ्ग् यत्र अस्ति तत्र गत्वा यत्र भोजनादिसम्बद्धेषु आटो पे मया स्वीकृतमस्ति तद् इदानीं निरस्तं करोमि एषः पिन् पृच्छति अहम् इदानीं पिन् योजयामि अस्तु इदानीम् एतत् सफलं जातम्